नमस्ते अस्तु हा हा हासना हासननगरे अस्मि अहं हा वदतु किमपेक्ष्यते हा ओ अहं बहु न जानामि तत्र हासनाम्बादेवालयः इति अस्ति हा अहं तत्रत्यः एव अस्मि वर्षे एकवारमेव तद् देवालयः उद्घाट्यते हा दीपावलिपर्व भवति खलु तत्समये एव उद्घाट्यते तत्र तत्र तत्र पञ्च देवी देव्यः भवन्ति तत्र तिस्रः देव्यः तत्र अस्ति प्रतिष्ठापितम् अस्ति नाम तत्र मूर्तिः इत्यादिकं नास्ति हा वल्मीकः अस्ति तत्र वल्मीके वल्मी वल्मीकः अस्ति तत्कृतेव अस्माभिः पूजा कार्यते हा तत्र बहुजनाः भवन्ति

बहुजनाः नाम यद् यदा उद्घाट्यते देवालयः यदा उद्घाट्यते तद्दिनादारभ्य एव बहु बहुजनाः जनसागरः एव भवति तत्र भवती अपि आगच्छति वा हा

हासनां नास्ति शासनादिकं नास्ति परन्तु कन्नडभाषाहल्मिडिशासनम् इति अस्ति हा तद् हल्मिडीशासनं हासननगरे एव प्राप्तमस्ति हल्मिडीग्रामः इति अस्ति तत्र एव प्राप्तमस्तीति वदन्ति ग् हल्मिडीग्रामः इत्यस्ति तत्र हा हा हा हा हा आमामाम् आमामां हासन नाम नगरे नास्ति किञ्चिद् बहिः गन्तव्यं भवति बेलूरुहासननगरयोः मध्ये हल्मिडी इति ग्रामः अस्ति तत्र भवति अनन्तरं किञ्चित् अग्रे बेलूरु हळेबीडु इत्यादिकमस्ति तद् तत्तु हा तत्तु भवती जानाति किं किमस्ति तत्र इति अनन्तरं किमस्ति तत्र गोरूरु डेम् इति अस्ति गोरूरुजलाशयः हेमावती नदी अस्ति तत्र हा सर्वमस्ति हासननगरे बहु बहु अस्ति हा आगच्छतु आगच्छतु चिन्ता नास्ति मम गृहे एव आगच्छतु हा अस्तु अस्तु अस्तु अस्तु दद्मः अस्तु अस्तु हा अन्यत् नास्ति भवती आगच्छतु भवती आगच्छतु मम मातामही अस्ति सा सम्यक् जानाति कथां अत्रत्यां कथां सम्यक् जानाति सा वदति चिन्ता नास्ति अहं सम्यक्तया न जानामि अतः आगच्छतु मम गृहम् आगच्छतु तदा सा कथां श्रावयति अस्तु अस्तु मिलामः अस्तु